सामान्यतः सर्वसंस्कृतविद्यागुरुकुलेषु विद्यार्थिनां क्वचित् नियमाः अस्त्येव नाम तैः पालिताः एव नाम यथा प्रातःकाले उत्थिता उत्थिता दैवदर्शनादिकं कृत्वा तदनन्तरं स्नानादिकं कृत्वा तस्य आह्निकं नाम यजुर्वेदः सामः रुग्वेदादयः वेदान् अनुसृत्य तस्य आह्निकं किमस्ति सन्ध्यावन्दनमित्यादयः ब सन्ध्यावन्दनं ब्रम्हकर्म दद पिता पितृ तर्पणम् इत्यादयः काः क् क्रियाः वेदैः वेदेन उक्तं तद् आचरितवन्तः न तदनन्तरं शास्त्राणि वेदाः स्तोत्राणि इत्यादयः तैः पारायणं क्रियन्ते तथा च क्वचित् विद्यापीठे न्यायशास्त्रमेव पा पाठमस्ति न्यायशास्त्रमेव पाठमस्ति क्वचिद्विद्यापीठे क् काशी इत्यादिषु कादि काशी इत्यादिस्थलेषु न्यायशास्त्रस्य बहु प्राणि प्रामुख्यमस्ति क्वचित् श् क्वचित् स्थले पाणिन्यादयः नाम व्याकरणादयः व्याकरणशास्त्रस्य बहु प्रामुख्मस्ति क्वचित्स्थले द्वैतवेदान्तस्य क्वचित्स्थले शृङ्गेरी इत्यादिस्थले अद्वैतस्य अद्वैतशास्त्रस्य बहु प्रामुख्यमस्ति इतः अत्र नाम हैद्राबाद् नगरे पूर्णबोधः इति विद्यापीठे सर्वशास्त्रपरिचयः विद्यार्थीनां भवति इति अभिप्रेत्य विश्वप्रसन्नतीर्थाः विद्यामान्यतीर्थाः इत्यादि इत्यादयः महनीयाः विश्वः प्र विश्वः विश्वेशतीर्थाः इत्यादिमहनीयाः बहु सम्यक् दीर्घकालेन योजयित्वा सर्वे विषयस्य सर्वशास्त्रस्य परिचयः भवत्येव विद्यार्थीनाम् इति अनु अनु अनु अनु स आलोच्य तेषां प्रकारेण अ अस्मिन् विद्यापीठे कक्षा अनुसारेण कक्षायाम् अनुसारेण प्रथमकक्षायां मणिमञ्जरी इत्यादयः नाम रामकथा इत्यादयः मणिमञ्जरी नाम रामकथायां तस्मिन् ग्रन्थे उक्तः बाल्यसमये किं रामस्य परिचयं भवति रामकथा परिचयः भवति तद्वत् एव तद्ग्रन्थमपि अस्ति इत्यादयः रघुवंशे रघुकुलस्य परिचयः इत्यादयः अनन्तरं तदनन्तरं कुमारसम्भवे नाम शिवपार्वत्योः चरित्रं चारित्र्यं तस्य विषयमपि तस्य तस्मिन् ग्रन्थे कालिदासेन उक्तवन्तः तस्याः परिचयमपि क्रमः क्रमः क्र क्रमेण इदानीं न्यायशास्त्रस्य वेदान्तशास्त्रस्य अध्ययनम् अस्मिन् विद्यापीठे भवति तथा च सांस्कृते सम्प्र परम्परायाः परम्परायाः एव एतादृशग्रन्थानाम् उपलब्धिपूर्वकेन संस्कृते एते ग्रन्थाः उप उपलब्धाः तस्य अध्ययनमपि बहु सम्यक् भवन्ति इति संस्कृतपरम्परायां साम्प्रदायिकं यत् शिक्षणं प्रचलन्ति इति परिचयः